कूपात् जलं बहिः कथम् आकर्षणीयम् इति विद्युत् इत्यस्य उपयोगः कथं करणीयम् इति नाम विद्युत् इत्यस्य आवश्यकता कथं भवति इति विद्युत् एकं माध्यमम् क्रिया वर्तते नाम एकं नाम विद्युत् माध्यमेन एव अत्र कूपस्य जलम् आकर्षयितुं वयं शक्नुमः किमर्थम् इत्युक्ते तत्र जलं नाम अधो भागात् उपरिभागः भागं प्रति आनयने विद्युत् एका सहकारिणी नाम प्रक्रियामाध्यमेन सा वर्तते अतः तया विद्युत् इति द्वारा एव नाम एतां क्रियां कर्तुं वयं शक्नुमः किमर्थम् इत्युक्ते सामान्यत्वेन तु विद्युत् इत्यस्य सर्वत्र नाम कार्याणि भवन्ति विद्युत् माध्यमेन परं च विशेषतया अत्र विशिष्टम् एवं वर्तते विद्युत् उपकरणानि यानि वर्तन्ते नाम वयर् इत्यादिकं पुनः स्विज् बोर्ड् इत्यादिकं पुनः एवं तत्र सहकारिक उपकरणानि एवं वर्तन्ते तेन उपकरणेन जलस्य आकर्षयितुं नाम जलम् आकर्षयितुम् अस्माकं कृते सहजतया भवति अतः अत्यन्तं रूपेण आवश्यकतारूपेण विद्युत् इत्यस्य अत्यन्तं नाम आवश्यकता वर्तते इति पुनः जलं कूपस्य अधो भागे एव भवति तम् आकर्षयितुं नाम बिद्युत् माध्यमेन यथा सामान्यरूपेण रज्जुना आकर्षणं क्रियते तथापि अत्र विशिष्टतया विद्युत् इति उपकरणस्य आवश्यकता ह् अवश्यमेव येन अस्माकं नाम विना कष्टेनापि तद् वयं कर्तुं शक्नुमः एवं प्रकारेण विद्युत् इत्यस्य उपकरणानि नाम अधिकतया सर्वत्र विद्यमान विद्युत् इत्यस्य उपयोगः क्रियते एवम् अति एवम् अतिशयः नाम एवम् आधारीकृत्य ह्म् कूपस्य जलम् आकर्षयितुं विद्युत् इत्यस्य उप उपयोगः एवं क्रियते